नमस्ते श्रूयमाणमस्ति वा हा मम कृते एकं मेघनातः फ़ुड् अपेक्षितमासीत् ततः बिर्यानि अस्ति खलु तत्र हा वेज् बिरियानि एव तदपेक्षितमासीत् धनं कियद्वा भवतु अस्माकं कृते कियदपेक्षितम् एव भवति भो हा तत्र बिर्यानि प्लेट् चतुष्टयम् अपेक्षितम् अहम् आर्डर् यच्छामि कदा आगच्छति तद् कियान् कालः अपेक्षितः ओ एवं वा अर्धघण्टायामेव आगच्छति वा तर्हि सम्यगेव अहम् अड्रेस् यच्छामि लिखन्ति वा अस्तु हा मेसेज् करोमि तर्हि अस्तु मेसेज् करोमि हा माग्डि मेन् रोड् चन्नैनहळ्ळि अत्र वेदविज्ञानगुरुकुलम् इत्यस्ति तत्र आगच्छन्तु

शीघ्रम् आगच्छन्तु तद् चेञ्ज् करणीयमासीत् आर्डर् तत्र वेदविज्ञानगुरुकुलम् इत्यस्ति तत्र मास्तु हा किञ्चित् अग्रे आगच्छन्तु आगत्य तत्र एकः देवालयः अस्ति तत्र उपरि आगच्छन्तु तत्रैव वयं स्थिता भवेम तत्रैव वयं आर्डर् स्वीकुर्मः क्लेशः किमपि नास्ति खलु आर्डर् चेञ्ज् कृतम् इत्यतः हा अस्तु तर्हि सम्यक् नास्ति किमपि चिन्ता नास्ति कश्चनः विलम्बः भवति वा अस्तु विलम्बः भवति चेत् चिन्ता नास्ति तत्र आर्डर् मास्तु तत्र किञ्चित् अग्रे आगत्य तत्र अहं स्वीकरोमि अस्तु